पारम्परिकपद्धत्या अध्ययनम् इत्युक्ते प्रायः संस्कृताध्ययनं भवति इति एवमेव सङ्गीतनृत्य अध्ययनम् अपि तथा भवितुमर्हति अर्हन्ति अतः पारम्परिकपद्धत्या ये छात्राः अध्ययनं समापयन्ति तेभ्यः छात्रेभ्यः उद्योगावकाशस्तु अस्माभिः प्रकल्पनीय एव परन्तु इदानीं तादृशी स्थितिः नास्ति किं कर्तुं वयं शक्नुमः इत्युक्ते ये ये पारम्परिकपद्धत्या सम्यगध्ययनं अभ्यस्यन्ति तेषां तत्र तत्र शालासु बोधनार्थं व्यवस्था कल्पनीया इदानीं एन् इ पि इति आगतं अस्ति तद्वारा बोधना अवसरे विशेषतः अस्माकं भारतदेशे संस्कृतस्य अध्ययनं प्रथमकक्ष्यातः आरभ्य दशमीपर्यन्तं सर्वेऽपि छात्राः संस्कृतम् अभ्यस्येयुः इत्येव अस्माभिः प्रयत्नः करणीयः सर्वकारेणापि तथा प्रयत्नः करणीयः अस्ति यदि सर्वासु शालासु संस्कृतबोधनार्थं व्यवस्थाः क्रियन्ते तर्हि ये पारम्परिकपद्धत्या अध्ययनं कुर्वन्ति तेषां कृते उद्योग अवसरः अपि लभ्यते अध्ययनार्थं बहवः छात्राः अग्रे आगच्छन्ति एवं करणीयं अनन्तरं यदि वयं शास्त्रेषु पारङ्गताः भवामः तदा तत्र तत्र सामान्यान् जनान् शिक्षितुं बोधयितुं वयं शास्त्रम् आश्रित्य बोधनं कर्तुं शक्नुमः सर्वेऽपि तथा न अर्हन्ति अतः ये ये संस्कृतम् अभ्यस्यन्ति पारम्परिकपद्धत्या तेषां कृते एकैकस्मिन्नपि विद्यालये बोधनार्थं शिक्षकवृत्तिः प्रदातव्या इति एकः मम अंशः वर्तते सर्वकाराः एतद्विषये किमपि न कुर्वन्तस्सन्ति यतः सर्वकारः प्रायः यतः अधिकं धनम् आगच्छति तत्रैव तेषां गमनं वर्तते अतः सर्वकारोपि अस्माकं भारतदेशस्य इतिहासं दृष्ट्वा अस्माकं भारतदेशस्य विश्वगुरुत्वम् अवलोक्य ये ये संस्कृतम् अभ्यस्यन्ति तेषां प्रथमप्राशस्त्यं दत्वा तेषां कृते उद्योगावकाशः प्रदातव्यः तदा एव संस्कृतस्य पारम्परिकपद्धत्या अध्ययनं अभिवृद्धिः भवति यदि संस्कृतं वयं बोधयामः तदा स्पष्ट उच्चारणं मनश्शौचं कर्मशौचं वाक्शौचम् एतत्सर्वं सिद्ध्यति अतः पारम्परिकपद्धत्या अध्ययनार्थं व्यवस्था ये अध्येतारः सन्ति अध्ययनानन्तरं तेभ्यः छात्रेभ्यः उद्योगावकाशः सर्वकारीयसंस्थासु अस्माभिः प्रकल्पनीया अस्माभिः इत्युक्ते सर्वकारेण दातव्यः भवति इति मम अभिप्रायः